मम विशिष्टकौशलं नाम अध्ययनमेव अध्ययने सम्यक्तया उक्तानां विचाराणाम् बोधपूर्वकं पुनः तस्य मननं मननं कृत्वा दृढताम् सम्पादयामि तथैव विशिष्ट विषयानाम् कण्ठपाठं शीघ्रमेव कृत्वा गुरुणां समीपे निवेदयामि तथैव अन्यत्र श्रुताणां विषयाणाम् अधिगमपूर्वकं तद् विषये जिज्ञास् जिज्ञासां रक्षामि